मम ग्रामे इति नास्ति सर्वत्र देहभारं वर्धितुं तत्र समये भोजनं कर्तव्यं समये निद्रा कर्तव्या एवञ्च उचित आहार सेवनं कर्तव्यं चिन्ता त्यक्तव्या एतावदेव तत्र देहभारवर्धनार्थं अपेक्षितं इति मम लोकप्रिया गृहोपचारः इति भाति